विद्यालये मम प्रियविषयं विज्ञानम् एव संस्कृतविषयः अस्ति संस्कृते अहम् अतीव रोचते तस्य अध्यापनेन मम करणम् एव मम मनः समाधानं प्राप्नुवन्ति एव तद्विषये मम आकर्षणं किम् एतत् कारणम् एतत् अस्ति मम शिक्षिकाः यथा अध्यापनं करोति तत् अहम् अवग्रहणं सुलभं भवति एतत् कारणेन विज्ञानम् एव संस्कृतविषये मम बहु रोचते एव मम कठिनविषयः गणितः अस्ति किन्तु तद्विषये काठिन्यं केवलेन केवलं शिक्षके शिक्षकः तस्य तस्य साल् इति न करोति तस्य ऐडिया इति न प्रद् प्रदाति एतत् कारणेन अहं सं गणितं विषये कठिनम् अनुभूयामि एव विद्यालयदिनानि मम बहु सम्यक् दिनानि अस्ति मम मित्र मित्राणि अहं स्मरामि न केवलं न केवलं तस्य वर्तनं परन्तु अतिकठिनदिने एव अतिकठिनसमस्या कृते तस्य विचारम् अपि लभन्ते तत्र विचाराः अहं अनुसरामि अनुसरणं करोमि मम लाभान्वितः मम लाभाः अपि भवन्ति